हरिः ओम्

तत्र किञ्चित् प्रश्नः वर्तते मम गृहे हा तत् कथं वक्तव्यमिति अहं न जाने वक्तुं शक्नोमि वा भवत्याः सकाशात् हा हा अधुना तु अस्ति तथापि तस्य किञ्चिद् प्रश्नः वर्तते इति अहं मन्ये मातापि अत् तत्तु पिताय तत्तु पिता एव तथापि पितुः किञ्चित् ओफ़ीस्मध्ये किमपि प्रश्नः अस्ति अतः अत्र कलहः वर्तते गृहे सर्वदा हा तत्तु गृहे तु भोजनादिकं समयतः न उपलभ्यते खलु अतः एवं गृहे पठनाय यदि वातावरणं सम्यक् नास्ति अतः मनः न स्थीयते कुत्रापि एवम् अन्यत् अन्यत् किमपि होस्टेल् किमपि उपलभ्यते वा समीपे वा आं तत्तु वर्तते वा मम सकाशे आं मम मनः न स्थीयते खलु अतः

तत्रापि विश्वासः न अधुना किञ्चित् न्यूनः इति दृश्यते किं करणीयम् इति तत्रापि विश्वासः न नास्ति इति मम अधुना आम् आम्

आम् आम् आम् आम्

भवत्याः गृहं वा किं कुत्रापि आगन्तुं शक्नोमि वा आम् आम्

आम् आम् अस्तु अस्तु

आम् आम् एवमेव कुत्रापि होस्टल् इत्येवं रूपेण लभते चेत् किञ्चित् कष्टं न्यूनं भवेत् इति मन्ये अहम् आं शक्नोमि आम् अस्ति अस्ति अस्ति आम् आम् अस्तु आम् अस्तु अस्तु हा अस्तु तर्हि धन्यवादः आं धन्यवादः